मया सम्पादितेषु कार्येषु श्रेष्ठं कार्यं वर्तते संस्कृतबालकेन्द्रम् इति किं नाम बालकेन्द्रम् इति सर्वेषां जनानां मनसि प्रश्नः उत्पद्यते विविध संस्कृत विश्वविद्यालयेषु एवं च कलाशालासु संस्थासु विद्यालयेषु च छात्राः संस्कृतभाषां एवञ्च शास्त्राणि च अध्ययनं कुर्वन्ति परन्तु समाजे विद्यमानलघुभ्यः बालेभ्यः संस्कृतं नाम किम् अस्माकं भारतस्य संस्कृतिः का संस्काराः किदृशाः भवन्ति के भवन्ति इति न जानन्ति एव अतः संस्कृतभारतीति संस्था या वर्तते तत् अस्माकं भारतस्य संस्कारं संस्कृतिं च छात्रेभ्यः लघुभ्यः बालेभ्यः शिक्षयितुं बालकेन्द्रम् इति एक नाम्ना संस्कृतकक्षाः आयोजिताः वर्तन्ते तत्र बालकेन्द्रेषु लघवः बालाः ये भवन्ति छात्राः ये भवन्ति ते आगत्य अस्माकं भारतस्य संस्कृतभाषायां विद्यमानसंस्कारः संस्कृतिं च पठन्ति अध्ययनं कुर्वन्ति उदाहरणार्थं श्लोकाः लघु लघु सरलश्लोकाः अस्माकं प्रतिदिनं डेलिलइफ़् मध्ये ये यान् श्लोकान् वयम् उपयुज्यं कुर्मः तान् श्लोकान् ते पठन्ति अध्ययनं कुर्वन्ति एवं च संस्कृतभाषायां विद्यमान लघु लघु सम्भाषणवाक्यानि प्रातरारभ्य सायङ्कालरात्रिपर्यन्तं निद्रापर्यन्तम् अस्माकं गृहे परिवारजनैस्सह वा भवतु मित्रजनैस्सह वा भवतु कीदृशसम्पर्कः कान्वर्जेशन् सम्भाषणवाक्यानि आवश्यकानि भवन्ति तादृशवाक्यानि सम्भाषणञ्च संस्कृते सरलरूपेण अत्र अध्यापनं भवति अ एवं च अति सुलभरूपेण सरलरूपेण च संस्कृतभाषायां विद्यमान राइम्स् पोयम्स् पुनश्च नृत्यानि इतोऽपि द् देवसम्बद्धभजनगीतानि क्रीडाः अपि संस्कृतक्रीडाः भवन्ति मानसिकक्रीडा शारीरिकक्रीडा इत्यादिकक्रीडाः भवन्ति अनया एतादृशकार्यम् अहं मम संस्कृतविश्वविद्यालये संस्कृतभारत्याः कार्यकर्त्री अस्मि विश्वविद्यालये अहं बालेभ्यः बालकेन्द्रकार्यं करोमि एतादृशकार्यं मम जीवने अत्यन्तं गर्वस्थानं वर्तते